अस्माकं प्रदेशे वसुधैवकुटुम्बकम् इति रीत्या मिलिताः भवन्ति एकस्मिन् गृहे षड् जनाः सप्त अष्टौ नव एवं रूपेण अविभक्तकुटुम्बं भवति तत्र कदाचित् कुटुम्बयोः कुटुम्बे विवादः भवति अथवा ग्रामे ग्रामे तत्र पार्श्वस्थ गृहं गृहं गृहाणि भवन्ति तयोः मध्ये अपि कदाचित् भूविषये वा क्षुल्लकविषये कदाचित् मनस्तापः भवितुमर्हति तत्काले तत्तद् ग्रामीणाः ग्रामे कश्चनः मुख्यस्थः भवति सः ज्येष्ठः भवति ज्ञानवृद्धः भवति सः एवं सः किम् अस्ति कः क्लेशः इति सर्वं विचार्य सः परिहारं सूचयति एवं रूपेण विवादाः निराकृताः भवन्ति सद्यः मया दृष्टम् बहुधा तत्र कुटुम्बयोः भूविषये बहुधा एवं विवादः भवति तत्र एवम् अधिकं जातं सर्वे सम्यक् न जातम् एवं सम्यक् न गणितम् इत्यादि रूपेण भवति तत्र सर्वे कुर्वन्ति ग्रामस्य ज्येष्ठाः एवं बैठक् अर्थात् मीटिङ्ग्मध्ये उपविशन्ति तत्र एवम् अस्ति एवमस्तीति सर्वेषामङ्गीकारः भवति कदाचित् यदि न जातं न भवति इति कदाचित् भवति तत्र तर्हि न्यायालयस्तु अस्त्येव तत्र गत्वा परिहारं प्राप्नुवन्ति कदाचित् अत्रैव ग्रामे एव एवम् एतादृशं परिहारं समस्यां प्रति परिहारं ते सूचयन्ति तद्वत् भवति